हरिः ओम् आम् वदतु आम् आम् वदतु वद् आम् अड्रेस् कुत्र अस्ति अड्रेस् आम् आम् आम् अधुना एव गच्छामि वा एकघण्टा अभ्यन्तरे अहं तत्र प्राप्नोमि धन्यवादः न न

तर्हि इतोऽपि अहं घण्टा द्वे अभ्यन्तरे अहं मम मेकनिकल् सखा नीत्वा अहं तत्र प्राप्नोमि आम् इतोऽपि तत्र गृहे ए अस्ति वा सम्यक् भवान् आगच्छति अथवा न कियत् दिनम् आं कियत् दिनं कियत् दिनम् एवम् ए सि कार्यं न करोति कति दिन अभवत् तत्र ये फ़्रिज़् मध्ये किमपि स्थापनीयं चेत् तत् तर्हि घनीभूत न भवति वा अस्तु अस्तु

आं सिलिङ्ग फ़ेन् इच्छति वा स्टेण्ड् फ़ेन् इच्छति आम् गृहं बृहदाकारम् अथवा लघु तर्हि व्यजनं द्वे आवश्यकं वा अस्तु आम् आगच्छामि धन्यवादः